आधुनिककाले भारतीयवास्तुशास्त्रस्य औचित्यविषये चर्चन्ति ते आम् अहं भारतीयवास्तुशास्त्रम् अनुसरामि औचित्यम् अस्ति वास्तुशास्त्रस्य एवं देवालयं गृहं सम्यक् अस्ति कार्यं सम्यक् भवति इति